हरिः ओं इदानीमेव किञ्चित् समयात् पूर्वमेव वयं स्विग्गि मध्ये आर्डर् कृतवन्तः आज्ञापितवन्तः कानिचन खाद्यपदार्थाः केचन खाद्य खाद्यपदार्धानि आनेतुं अस्माकं गृह गृहे तत् आर्डर् एवमेव भवति किन्तु तस्मिन् एकं पानीयमपि योजनीयं भवति भवतां समीपे का पानीयानि कानि कानि उपलभ्यानि भवन्ति एवं वा एवं वा तक्रं तक्रमपि भ भवति वा भवतः समीपे अस्तु एवं वा इदु तथा तु एकं कार्यं करोतु कृपया तस्मिन् आर्डर् मध्ये एव तक्रमपि एकचषक पर्यन्तं तक्रमपि योजनं करोतु कृपया मम दूरवाणीसङ्ख्या एवमस्ति भवान् एकवारं चेक् करोतु कृपया पश्यति वा तस्मिन् आर्डर् एव श्रीविद्या एव तस्मिन् आर्डर् मध्ये एव तक्रमपि स्थापयतु क् कृपया पूर्णं पूर्णं आर्डर् एकव् एकव् एकवारमेव प्रेषयतु अस्तु धन्यवादः